भवता चयनितं स्थानं पञ्चषट् घण्टाः प्रत्यक्षसूर्यप्रकाशः भवति इति सुनिश्चितं कुर्वन्तु प्रबलवायुः प्राप्यमाणम् अन्तरिक्षं परिहरतु तत् भवतः युवानाम् अङ्कुरितानां च वनस्पतीनाम् उपरि पातनं कर्तुं शक्नोति उद्यान अस्यास्य उद्यानस्तस्य सुलभः सुलभतया विषये चिन्तयन्तु यत् वनस्पतयः जलं दातुं चिन्वितुं परिचर्या च कर्तुं शक्नुवन्ति दृष्ट्या बहि प्रायः मनसा बहि समं भवति स्वस्य उद्यानस्य कृते योग्यं स्थानं चिन्तयन्ति तदा उद्यानकार्यस्य यात्रा अग्रे सोपानः अस्ति यत् भवन्तः किं प्रकाशस्य प्रकारस्य उद्यानम् इच्छन्ति इति चयनं कुर्वन्ति किं पुष्पवर्णः सुन्दरः परिमलः औषधीनां भव्यप्रसारः पाकशास्त्रस्य कृते पाकशाला उद्यानं पौष्टिकं शाक उद्यानं वा भविष्यति पोषकद्रव्ययुक्तायाः उद्यानभूमितः वनस्पतयः सर्वदा लाभं प्राप्नुवन्ति यदि मृत्तिका कठिना भवति तस्य स्वरूपं मृत्तिकासदृशं भवति तर्हि सर्वेषां वनस्पतयः मूलं वर्धयितुं कठिनं भविष्यति यदि भवतः शीलां मृत्तिका अस्ति तर्हि मृत्तिकां कृष्य शीलाः अपसारयन्तु मृदः गुणवत्तायाः उन्नयनं यथा भवन्तः चिन्तयन्ति तथा कठिनं कार्यं न भवति महता लाभेन सह आगच्छति चाय् कम्पोस्ट् शाकस्य शिलकाभिः निर्मतं जैविकम् खाद्यं स्वस्य मृत्तिकायां योजयित्वा तस्याः गुणवत्ताः गुणवन्तं वर्धन्ते हरितफलं चिन्वन् भवतः उद्याने किं वर्धितव्यम् इति निश् निष्कर्षं प्राप्तुं त्वरितया अग्रे किञ्चित् समयं गृहीत्वा वनस्पत्यः प्रत्यक्षसूर्यप्रकाशं रोचन्ते अन्ये तु छायां रोचन्ते एतस्याः सूचनाः कृते स्वस्य वनस्पतिभीजम् पुठम् पश्यितुं शक्नोति क्षेत्रस्य वनस्पतयः चिन्वन् जीवनम् अतीवं सुलभं कर्तुं शक्नोति विशेषतः यदा भवतः वनस्पतिः मातापितृत्त्वं भवितुम् उद्यतः भवति यत् मासे केषां शाकानां वर्धनाय उत्तमाः सन्ति उद्यानं गृहं सुन्दरं करोति कार्यानन्तरं समयं व्यतितुं च उत्तमः उपायः अस्ति यदि उद्यानकारे कर्तुं कार्यं कर्तुं नूतनः अस्ति तर्हि एते सुलभैः पदैः स्वस्य उद्यानस्य निर्माणं आरभत सम्यक् स्थानं चिनुत बृहत् विजयं प्रति लघुपदं गृहीतुं सर्वदा श्रेयस्करम् स्वस्य उद्यानस्य निर्माणम् आरभ्य अल्पं स्थानं चिनुत चयनितं स्थानं पञ्च षड्घण्टाः प्रत्यक्ष सूर्यप्रकाशः भवति इति सुनिश्चितं कुर्वन्तु उद्यानस्य युक्तयः प्रीवियस् पोष्ट् उद्याननिर्माणम् आरभ्य रोमाञ्चं भयङ्करं च भवितुम् अर्हति इदं सर्वं तृणानां दुःखपटलेन आरभ्यते तथा च यथा यथा भवन्तः वर्दन्ते तथा तथा इदं पुष्पैः फलवृक्षैः शका शाकां शैयाभिः उन्नत शैयाभिः उद्यान कलाभिः च सः सुन्दरम् उद्यानं परिणमति